गणकः गणकीकृतकलापेक्षया मानवनिर्मितकला विशिष्टा एव भवति किमर्थम् इति चेत् गणकीकृतकला मध्ये तन्त्रस्य उपयोगं बहु वर्तते तत्र तन्त्रम् अस्ति तन्त्रं तन्त्रस्य उपयोगः अस्ति अतः तत्र किं किमपि विशिष्टं नास्ति तत्र कष्टम् अपेक्ष्यते परन्तु तावत् कष्टं न अपेक्ष्यते यावत् मानवनिर्मितकलायाम् अपेक्ष्यते गणकीकृतकलामध्ये तु वयं किमपि मिस्टेक् अपि कुर्मः चेदपि तत् सहजतया सहजतया कर्तुं योग्यं कर्तुं शक्यते परन्तु मानवनिर्मितकलायां कष्टं बहु आवश्यकम् आवश्यकम् अतः मानवनिर्मितकला कला विशिष्टा एव तत्र मानवनिर्मितकलायां बहु एकमपि मिस्टेक् जातं तदा पुनरेकवारं तत् करणीयं भवति कलायां तु मानवनिर्मितकला एव विशिष्टा भवति इति मम अभिप्रायः